वीडियो गेम् वीडियो गेम्स् मनोरञ्जनानि यच्छन्ति एकेन भूत्वा बहुभिस्सह क्रीडितुं शक्यं वीडियो गेम्स् मया सब्वे सफ़र् पब्जी इत्यादी वीडियो गेम्स् क्रीडिताः सन्ति तत्र मम इष्टमस्ति सब्वे सफ़र् तत्र धावनं लङ्घनं तत्र आरक्षकाः गृहीतुमागच्छन्ति तत् सकाशाद्धावनम् इत्यादिविषयाः मया बहु इष्यन्ते अपि च अन्याः क्रीडाः वर्तन्ते तत्र क्रीडाकाले क्रीडा केवलम् एकाकी भूत्वा न अन्ये अन्येषां सम्पर्कः भूत्वा अपि वीडियो गेम्स् क्रीडितुं शक्यते अपि च केवलं मनोरञ्जनमिति न कदाचित् आनन्दः कदाचित् समययापनमपि तेन भवति अपि च टेम्पल् रन् इत्यादयः क्रीडाः तत्र क्रीडिताः तत्रापि पृष्ठे भूताः आगच्छन्ति तत्र धावनं तथा लङ्घनं धनं स्वीकारः पुनः ततः धावनम् इत्यादयः विषयाः बहवः इष्टाः वर्तन्ते अतः वीडियो गोम्स् वीडियो गेम्स् विषये आसक्तिः भवति अपि च टैं स्पेण्ड् कर्तुं अपि च सम्यक् क्रीडितुम् आनन्दमनुभवितुं वीडियो गेम्स् सहकारिणः भवन्ति